आं हरिओम् वदतु आम् आम् आं सत्यं

आम् सत्यं

भवतां कृपया भवतां नाम पुनः कदा आर्डर् कृतवान् इति समयः अपि वदति चेत् अस्माकं कृते पुनश्च कथम् आर्डर् कृतः अस्माकं साक्षात् अपि गृहे प्रदा प्रदानम् इत्यादिकं भवति तस्मात् नोचेत् तद् तद्द्वारा वा नोचेत् भवता किमपि एप् द्वारा कृतं वा इति एकवारं सूचयतु

साक्षात् एवम्

आम् अस्तु अहं तत् नोट् करोमि इदानीम् आम् आम्

आम् तद् ततोऽप्यधिकम् अस्माभिः अन्नं वा यदि भवतां यथा अपेक्षिता अपेक्षितम् अस्ति तद्वद् अन्नं पुनः रोटिकास्वपि भिन्न भिन्नरोटिका यदा भवताम् इच्छानुसारं तदपि कुर्मः तथा अस्ति आम् आम्

एक एकनिमिशं पुनः वदति वा एवं वा एततः अहम् एकवारं परिशोधनं करोमि भवता ह्यः भवता एतत् सूचितं नासीत् वा एवं तर्हि वस्तुतः एवं न भवितव्यं नाम प्रायः अस्माभिः तत्र स्थाल्यां यत् पनीर् शाकं यद् भवतां स्वीकरोति तत्र न्यूनातिन्यूनम् अस्माभिः तत्र त्रयं वा नोचेत् चत्वारि वा वयं स्थापयामः तथा सर्वदा इदानीं किं जातं इति अहमपि एकवारम् अन्वेष्यामि प्रायः यदि आम् बहुवारम् अपि एवं एवं जातं वा नोचेत् एवं वा तर्हि तर्हि भवतां भवतां यत् उक्तमस्ति तत् मया अत्र सूचना लिखिता वर्तते भवान् एकं कार्यं कर्तुं शक्नोति अहम् भवते किञ्चित् ओफर् अस्माभिः अधुना दातुं शक्नुमः यतोहि एतादृशं कार्यं तथा सामान्यतया अस्माकं पक्षतः न भवति तत्र अहं क्षमां याचे पुनः तत्र भवान् यदा अपरस्मिन् समये आगच्छति तदानीं अस्माभिः तत्र किञ्चित् ओफर् द्वारा भवतां किं पञ्चशत प्रतिशतं यद्धनं भवति यत् किमपि भवता ओर्डर् क्रियते तत् वयं न्यूनं कर्तुं शक्नुमः तेन भवता यः लाभः स्वीकर्तुं शक्यते अन्यथा यत् अस्माभिः कृतं तत्र अस्माभिः पुनः किमपि कर्तुं न शक्नोति खलु इतोऽपि तत्र किमपि अस्ति चेत् भवान् अधुनैव सूचयतु एवं खलु आम् अवश्यं तद्दिने भवतां नाम पुनः भवता एवं भाषणं जातमस्ति इति सूचयतु पुनः अस्मिन् दिनाङ्कः अपि भवान् कृपया तत्र स्मृतौ स्थापयतु तदपि भवता कदाचित् वक्तव्यं भवति अस्तु धन्यवादः